आम् अहम् एतां सीवनकलां स्वयमेव अधिकानां जनानाम् अशिक्षं मम मातुः प्रेरणया यद्यपि प्रथमतः मम इच्छायाः अभावः आसीत् तु मम मातुः प्रोत्साहनं तथा सहकारं कारणं भूत्वा मया एतस्याः कलायाः अभ्यासः आरब्धः सा स्व स्वयम् अनेन कारेण पारङ्गता कलायाः पारङ्गता आसीत् तथा च तस्मात् अहमपि तत् कौशलं ज्ञातुम् उत्सुकः अभवत् तथा च मम पितुः प्रेरणया अपि अहम् एतत् कार्यम् अकुर्वम् एतत् सीवनं शिक्ष अशिक्षम् पाठनम् कृत्वा कृत्वा मम शिक्षणम् अपि प्राप्तम् एतत् मम जीवनस्य महत्वपूर्णा कला जाता अस्ति यत् स्वकुशलता धैर्यं च अवश्यम् आनीयति मया सीवनं न कस्यापि शिक्षणेन अधिकारिकरूपेण अशिक्षत् किन्तु स्वयं प्रयत्नेन मातुः पितुः च मार्गदर्शनम् आदाय अहम् एतां कलां अ पाठयम् प्रारम्भे अहं केवलं कौतुकवशात् प्रयासं कृतवान् परन्तु शनैः शनैः मम रचनात्मकता तथा सूक्ष्मविवरणेषु रुचिः विकसिता मया यदा यदा किञ्चित् वस्त्रं सज् सज्जी कर्तुं कृतं तदा तत् वस्त्रं ग्राहकेषु लोकप्रियं जातम् एतस्मात् मम आत्मविश्वासः अपि वर्धितः यदि कश्चन एतां कलां शिक्षितुम् इच्छति तदा मम मतिः अस्ति यत् प्रथमं सः धैर्येण प्रारम्भं करोतु कदाचित् आदौ क्लेशः भविष्यति किन्तु अभ्यासः एव सफलतां ददाति इति उक्तिः अस्ति सीवनाय आवश्यकी यत् सूक्ष्मता तथा सम् समर् समर्पणम् अस्ति आधुनिकयन्त्राणि तथा सिलायि मशिनः मापयन्त्रं च अतीव सहाय्यकरूपेण प्रयुज्यते तथापि मम मतिः अस्ति यत् रचनात्मकता तथा धैर्यम् एव मुख्यं साधनम् शिक्षणस्य मार्गे सदा नवोत्पादेन प्रेरणां योजनीयां मन्ये मम शिक्षणप्रक्रियाम् अवैस् अविस्मरणीया घटना एकदा जाता यदा मम प्रथमवर्षे वस्त्रस्य रचनासमये एकः दोषः अभवत् तदा यदा वस्त्रं सज्जीकृतम् आसीत् तदा मया किञ्चित् सूक्ष्ममात्रायाः गलती कृता यत् वस्त्रं सम्यक् रूपेण ग्राहकम् उपयुक्तं न भवति अयं क्षणः मम शिक्षणस्य सर्वाधिकं स्मरणीयः भविष्यति तदा मया ज्ञातं यत् जि सीवनं केवलं यन्त्रस्य कार्यं न अपि तु सूक्ष्मनिर्देशस्य महत्वम् अपि अस्ति तस्मात् सः दोषः अपि मम सहाय्यं कृतवान् यत् परं प्रत्येकं वस्त्रं सावधनतया करणीयमिति मया निश्चितं कृतम्